रात्रौ भोजनालये अस्माभिः इत्युक्तौ मम परिवारेण मित्रजनैश्च गन्तव्यम् अस्ति तस्य भोजनालयस्य उद्घाटनसमयः कः भवति इति अवगन्तव्यं तत्र च अष्टवादने वा रात्रौ नववादने वा उपवेष्टुं स्थलं यथा अस्माकं सर्वेषां जनानां कृते पर्याप्तं भवति तथा उपलभ्यते वा इत्यपि अवगन्तव्यं तदवगम्यते चेत् अस्माभिः तत्र सुखेन भोजनार्थं रात्रौ गन्तुं शक्यते इति अहं भावयामि